आम् अहम् अस्यां समस्यां विषये जानामि एषा समस्या दिने दिने वर्धमाना अस्ति विद्युतः प्रयो उपयोगः सर्वेषु क्षेत्रेषु भवति एकमपि क्षेत्रं नास्ति यत्र एतस्य उपयोगः न भवति कृषिक्षेत्रं भवतु औद्येगिकक्षेत्राणि भवन्तु वा गृहाणि भवन्तु सर्वत्र एतस्य प्रयोगः भवति परन्तु आधुनिककाले विद्युत्प्रवाहस्य समस्या वर्धिता अस्ति कारणमस्ति एतस्य अधिकः प्रयोगः तर्हि वयम् अस्मिन् विषये बहु किमपि कर्तुं शक्नुमः एकम् उदाहरणं ददामि यदि वय अस्माकं गृहे पञ्चप्रकोष्ठाः सन्ति तथा वयं पञ्चजनाः गृहे वसामः तर्हि यदि वयम् एकस्मिन् प्रकोष्ठे एव सर्वे मिलित्वा उपविशामः तर्हि किं भविष्यति एकस्य व्यजनस्य तथा एकस्य दीपदीपकस्य उपयोगः भविष्यति तेन किं भविष्यति नाम चत्वारः ये अधिकाः प्रकोष्ठाः सन्ति तत्र विद्युतः प्रयोगः न भविष्यति तर्हि एतेन माध्यमेन वयम् ऊर्जासञ्चयं कर्तुं शक्नुमः ऊर्जा तु अस्माकं राष्ट्रस्य कृते महत्वपूर्णा वर्तते यदि ऊर्जा न भविष्यति चेत् अस्माकं जीवनम् अपि न भविष्यति अतः एतस्याः रक्षणम् अस्माकं सर्वेषां दायित्वम् अस्ति तर्हि वयं निश्चयं कुर्मः ऊर्जायाः यद् आवश्यकता वर्तते आवश्यकतायाः अनुसारेण एव वयम् एतस्य प्रयोगं कुर्मः